हरिः ओम् नमस्ते महोदया मम नाम मैत्रेयी इति मैत् मैत् मैत्रेयी इति पास्बुक् अपि अस्ति तद्

मम कृते एकसाहाय्यं आवश्यकं महोदय अहं गतपञ्चदशवर्षे वर्षात् भव भवन्तः वित्तालये अहं सदस्यास्मि इदानीं मम कृते तद् अ अननुकूलः भविष्यति सर्विस् टेक्स् सर्वं बहूनि अभवत् खलु तदर्थं अननुकूलः मम कृते एतद् मम गृहात् बहुदूरं अस्ति महोदया

एतद् मम् गृहात् बहूदूरं भविष्यति महोदया बहुदूरमपि अस्ति एतत् वित्त्याला वित्तालयः तदर्थं कष्टं भवति तदर्थं मम खाता समापयतु इति अहं रिक्वेस्ट् कर्तुं अत्र आगतवती महोदया सर्विस् टेक्स् बहु अभवत् खलु तदर्थं ता अहं समापनीयं इति मम मनसि चिन्तयित्वा अत्र आगतवती महोदया इदानीं डिजिटल् बेङ्क् अपि अस्ति कलु तद् म तद्द्वारा अपि तद् कार्यं कर्तुं कष्टं भविष्यति मम कृते तदर्थं एकलक्षरूप्यकाणि स्थापयतु इति भवान् वदति इदानीं तदपि इ इदानीं एव तद् कर्तुं कष्टं मम कृते तदर्थं समापयतु महोदय अस्तु महोदय

तद् अननुकूलात् अननुकूलस्य कारणात् अहं न आगतवती महोदया इदानीं तद् प्रयत्नं करोमि

इशोम् वा अस्तु अस्तु महोदय अस्तु डिपोज़िट् करणीयं खलु भवतः बेङ्क् मध्ये इदानीं

अस्तु अस्तु महोदय तदेव करोमि आ धन्यवादाः धन्यवादः गृह ऋणं आवश्यकं एकमासानन्तरं अनन्तरं आगम् आगमिष्यामि गृह ऋणं आवश्यकं एकमासानन्तरं अहं आगमिष्यामि महोदया अस्तु धन्यवादः अस्तु अस्तु अस्तु धन्यवादः महोदय आं अस्तु अस्तु अस्तु गृहात् बहूदूरं खलु तदर्थं न आगतवती अहं अस्तु अस्तु अस्तु महोदय गृहलक्ष्मीः द्वारा खलु अस्तु अस्तु अस्तु तत् स्वीकर्तुं आगमिष्यामि आ धन्यवादः धन्यवादः महोदय